अस्माकं गृहं दावणगेरेनगरे अस्ति तत्र अस्माकं गृहे तु एल् पि जि सिलिण्डर् एव उपयोगं क्रियते पाकार्थं यदा वयम् उपयोगं कुर्मः तदा सर्वदा रेगुलेटर् आन् भवति रात्रौ सर्वं समाप्तेः अनन्तरं पाककार्यस्य समाप्तेः अनन्तरं वयं रेगुलेटर् आफ़् कृत्वा एव निद्रां कुर्मः प्रतिदिनं प्रतिदिनरात्रौ रेगुलेटर् आफ् इव भवति पुनः यत्र वायुसञ्चारः भवति तत्रैव अस्माकम् अस्माभिः एल् पि जि सिलिण्डर्स् स्थापयिष्यते नाम गृहात् ब्रह्मा बहिः पुनः महानसे अपि वायुसञ्चारः यथा भवेत् तथैव सिलिण्डर् स्थापनं क्रियते सिलिण्डर् स्थापनं क्रियते अतः तथा क्लिष्टकरं न भवति सुरक्षता एव भवति पुनः एकमेव सिलिण्डर् गृहे न स्थाप्यते सिलण्डर् द्वयं स्थाप्यते तदा एकं सिलिण्डर् समाप्तेः परं तदनन्तरमेव अपरं सिलिण्डर् उपयोक्तुं शक्यते अतः सिलिण्डर् द्वयं स्थापयिष्यते यथा शिशूनाम् अवकाशः न भवेत् तत्र गमनं तथा दूरं तथा पुनः कुञ्चिका सर्वं स्थापयित्वा अस्माभिः सिरिण्डर् स्थापयिष्यते यतो हि तत्र सिरिण्डर् समीपं कोऽपि शिशवः वा बालाः वा न गच्छेयुः इति सुरक्षता तत्र क्रियते